मम प्रदेशः मध्यप्रदेशः मध्यः इत्युक्ते भारतस्य हृदयं प्रायः मम प्रदेशे गोधूमः अत्यधिकः भवति चणकः अत्यधिकः भवति खाद्यवस्तूनि तत्र अत्यधिकानि भवन्तीति तत्र एका उक्तिः प्रसिद्धा अस्ति डग् डग् पानि पग् पग् रोटी तत्र प्रायः रोटिका सर्वाधिका प्रसिद्धा अस्ति तत्रापि सूपः अनन्तरं वाष्पवाटिका दाल् बाफ्ला इति प्रसिद्धम् इति अस्ति तत्र गोधूमचूर्णेन अनन्तरं तत्रैव गोघृतं मिलित्वा तत्र पिष्टकस्य निर्माणं भवति तेन पिष्टेन विभिन्नगोलाकाराः तत्र पिण्डाः निर्माणं भवति तैः ते पिण्डाः जलेन उष्णाः भवन्ति तदा ते सम्यक् रूपेण उष्णाः यदा भवन्ति तदनन्तरं तेषां गो तत्र गोबर् भवति तस्य यत्र शुष्कः अंशः भवति तत्र गोखण्डः भवति तेनैव तत्र अग्निप्रज्वालनं भवति अनन्तरम् अग्निः अङ्गारः यत्र भवति तत्र अङ्गारेषु तत्र तेषां पिण्डानां पचनं सम्यक् रूपेण भवति तदा तेषां यदा सम्यक् पा पाचनं भवति तदनन्तरं ते स्वयमेव बाष्परूपेण तत्र विभिन्नखण्डेषु विभक्ताः भवन्ति तदनन्तरं तत्रत्यः तेषामुपरि अस्ति मृत्तिका इत्यादिकं तद् सम्मार्ज्य अनन्तरं ताः बाष्पवाटिकाः गोघृते सम्पूर्णघृतेन संयोज्य भवन्ति अनन्तरं तत्रैव सूपः इत्युक्ते प्रायः पञ्चप्रकारकाः सूपाः भवन्ति मुङ्गः मसूरः रहर इत्यादिकं तत्र तेषां सम्यक् रूपेण पाचनं भवति तत्र लशुनम् अनन्तरं मरीचिका उभयोरपि एका चटनि निर् निर्माणं भवति तत्र पलाण्डुः अपि भवति एवमेव प्रसिद्धं तत्र पारम्परिकखाद्यं दाल बाटि इति प्रायः वा दाल् बाप्ला इति प्रसिद्धम् अस्ति तस्य विचारः एवं भवति तेन सः तक्रं तक्रेण निर्मितम् एकं कडि भवति तत्र वाष्पवाटिका तस्य सम्यक् अस्माकं शरीरे तस्य पचनं भवतु तदर्थं कडीति उपयुक्तं भवति अनन्तरं तत्रैव मिष्टान्नं भवतु यथा घृतप्रयोगः भवति घृतेन सह मिष्टान्नप्रयोगः भवतु तदर्थं रवा अनन्तरं चणकचुर्णः बेसन् निर्मितं तत्र तत्र लड्डु निर्माणं भवति तदा घृतेन सह मिष्टान्नं वाष्पेट् वा वाष्पवाटिका सह दालम् इति सूपस्य कार्यम् अनन्तरम् ओदनं भवति ओदनेन सह कडि इत्यस्य प्रयोगः भवति अनेन एषः सूपः सुप्रसिद्धं भोजनम् इति मध्यप्रदेशे माल्वाखण्डस्य अनन्तरं तस्मिन् एव समीपं समीपम् अस्ति राजस्थानप्रदेशः तस्यापि एतत् विशिष्टं भोजनमस्ति एतत् भोजनं प्रायः सर्वेषु क्षेत्रेषु जनाः किञ्चित् विशिष्टरूपेण अङ्गीकारं कुर्वन्ति वैदेशिकाः अपि एते तत्र कन्दुकरूपेण एते स्वीकृत्य खादन्ति इति एतस्य विशिष्टः प्रकारः